आम् अहं श्रुतिः वदामि सर्वाः व्यवस्थाः सम्यग्रूपेण जाताः विवाहस्थलतः सूचनापि आगता इदानीं वयं अलङ्करणस्य विषये चर्चां कुर्मः भवत्याः फोटोग्राफर् शृङ्गारसज्जकेन सह च वार्ता अभवत् द्विदिवसात्मके अस्मिन् कार्यक्रमे प्रथमे दिवसे पूर्वाह्ने लग्नस्य कार्यक्रमो भविष्यति मध्याह्ने मेहन्दी इत्यस्य आयोजनं भविष्यति अनन्तरं सायङ्काले सङ्गीतसन्ध्या प्रकल्पिता अस्ति किञ्चित् परिवर्तनं इच्छति चेद् मां सूचयतु उत्तमं वयं स्वर्णिमपुष्पाणां संयोजनाय कृत्रिमपुष्पाणां यथा कर्गदपुष्पाणां टीषुवस्त्रपुष्पाणां प्रयोगम् अपि कर्तुं शक्नुमः उत्पीठिकानां कृते अपि स्वर्णिम वस्त्राणां प्रयोगं भवितुं शक्यते भवत्याः रुचिकराणि व्यञ्जनानि एव भविष्यन्ति राजस्थानप्रान्तीयव्यञ्जनेषु दालबाटिचूरमा इत्यनेन सह मिष्टान्ने रसगोलकानि रस् मलायि काजुकतली मिश्रिमावा इत्यपि भवितुं अर्हन्ति प्रमोदस्य अयं विषयः यद्भवत्याः स्वीकृता इयं व्यवस्था वयं भवत्या रुच्यनुसारमेव सर्वाः व्यवस्थाः करिष्यामः अस्तु धन्यवादः प्रणामाः